आ नमस्ते महोदय प्राप्तवान् वा तत्र एवम् एवम् एवम् अयोध्यां प्राप्तवान् हा तत्र सम्यक् रीत्या तत्र प्रदर्शयतु तद् क्याम्रा किञ्चित् दूरदर्शकम् एवं तद् हा एवमेवम् अस्ति सत्यं सत्यं दृश्यते बहु उत्तमरीत्या दर्शयन् अस्ति पश्यन्तु वीक्षकाः पश्यन्तु अत्र राममन्दिरम् अस् मोदी महोदयेन तत्र निर्मितं वर्तते महोदयः पुनः हा पुनः तत्र एवम् एवं हा एवं तत्र सर्वे आरक्षकाः एवम् एवम् सत्यं सत्यं सत्यम् अस्माकं कर्नाटकीयः इति उत्तमविचारः पुनः तत्र मोदीवर्याः कस्मिन् समये आगच्छन्ति पुनः कदा तेषां पूर्तिप्रतिष्ठापना कदा भवतीति वक्तुं शक्यते वा

प्रतिष्ठानं भवति एवम् एवं बहु सम्यक् पुनः तत्र आरक्षकाः कति सन्ति ते कथं कार्यं कुर्वन्तीति किन् किञ्चित् विडियो माध्यमेन प्रदर्शयितुं शक्यते वा एवम् एवम् एवम् सत्यम् ईषदपि लोपः न स्यात् हा आदर्शवर्याः सम्यक् रीत्या न श्रूयते किञ्चित् मैक् किञ्चित् सम्यक् कुर्वन्तु हा इदानीं श्रूयते एवं वीक्षकाः श्वः दशवादने मिलामः धन्यवादाः